यदा कुत्रापि गन्तव्यम् अस्ति चेत् अहं सर्वदा सम्यक् चिन्तयित्वा एव गच्छामि सर्वम् आवलीमध्ये स्थापयित्वा सर्वं सज्जीकृत्वा एव गच्छामि एकदा वयं हम्पीनगरं गतवन्तः तत्र व्यान्यानं स्वीकृत्य वने जन्तुं द्रष्टुं गतवन्तः सायङ्काले यदा वयं यात्रीवासं प्रति आग् आगच्छन् अस्मि तदा यानस्य इञ्जिन्मध्ये क्लेशः उत्पन्नः चालकः बहु प्रयत्नं कृतवान् परन्तु किमपि प्रयोजनं नास्ति न आसीत् अनन्तरं दूरवाणीं कृत्वा अन्ययानं आहूय तद्याने गतवन् गतवन्तः बहु अन्धकारग क अन्धकारः अभवत् कोऽपि जन्तुः आगत्य किमपि करोति इति अस्माकं मनसि भीतिः आसीत्